अस्माकम् आन्ध्रप्रदेशे सामाजिकपरिवर्तनम् इति नाम्ना बहूनि कार्याणि प्रचाल्यमानानि सन्ति यथा आम्मावडी रायतुभोरोसा वयेसार् आसरा वयेसार् चेयूता इत्यादीनि देशस्य अभिवृद्धये कार्याणि अपेक्षितान्येव किन्तु ईदृसेभ्यः कार्यक्रमेभ्यः जनेषु अलसत्वं वर्धते जनानां वेदनेभ्यः कररूपेण वा बलिरूपेण वा यत् धनं स्वीक्रियते तत्सर्वं परिस्रमं विना एव केभ्यश्चित् दानेन दानगृहीतृषु पुनः परिश्रमे हेतुः वा प्रोत्सहनं वा न भवति तदा देशे वर्क् फोर्स् न्यूनं भवति येन देशस्य अभिवृद्धेः अपि अवरोधः भवति किञ्च यदि धनस्य सर्वकारेण एवं व्ययः क्रियते तदा मौलिकव्यवस्था अभिवृद्धिकार्यादिषु आवश्यकस्थलेषु धनं नोपलभ्यते भवनसंरचनरूपाभिवृद्धौ धनस्य व्ययेन दीर्घकाले देशस्य समग्रम् अभिवृद्धिः भविष्यति भवनसञ्चा भवनसंरचनादिभ्यः सद्यः बहूनां निर्माणादिकार्येषु उपाधिः लभ्यते दीर्घकाले अन्येषां जनानाम् अपि उपाधिः अन्यकार्येषु एतस्य मौलिकव्यवस्था इत्यस्य उपयोगः च भवति येन देशस्य अभिवृद्धिः सिध्यति